अस्माकं प्रदेशे स्थितेषु क्रीडाङ्गणेषु श्थानीयः राष्ट्रियः वा आयोजनाः क्रियन्ते अस्माकं प्रदेशस्य अर्थात् असमप्रदेशस्य मूलतः गुवाहातीनगरे अस्य आयोजनाः क्रियन्ते तत्र यस्य क्रियां प्रति आग्रहो भवति तथा पारदर्शिता अपि दर्शयति ते तत्र भागग्रहणं कुर्वन्ति बहवः जनाः कार्यक्रमं द्रष्टुम् आगमिष्यन्ति परन्तु राष्ट्रियक्रियायां प्रशासनिकानां नियमानुसारं जनाः कार्यक्रमं द्रष्टुम् आगमिष्यन्ति तथा च उत्साहप्रेरणार्थं जनाः आगमिष्यन्ति